मम विशेषः कौशलः इत्युक्ते तत्र सम्भाषणम् अनन्तरं संस्कृतभाषा अध्ययनं जनानां समीपे कौशलं संघटना अनन्तरं कार्यक्रमनिर्वाहणम् एतादृशः विषयेषु मम विशेषकौशलः अस्ति तस्य वर्धनार्थम् अहं सर्वदा अहं किं कार्यं करोमि तस्मिन् कार्ये किञ्चित् पूर्वतयारि इति वयम् अहं सिद्धतां पूर्वसिद्धतामपि करोमि अनन्तरं तत्र कार्यक्रमसमये अवधानं स्थापयित्वा क्रमशः प्रत्येकमपि विशेष अवधानं स्थापयित्वा तस्मिन् विषये कार्यं करिष्यामि अतः यदा वयं कार्याणि कुर्वन्तः गच्छामः तदा अस्माकं कौशल्यवर्धनमपि भविष्यति तत्र न्यूनता अपि अनन्तरं क्षीणाः भवन्ति आरम्भसरेषु किञ्चिद्वयं तत्र दोषं दोषान् कूर्मः परन्तु यदा वयं निरन्तरं तस्मिन् कार्ये विशेषासक्तिं यदा दर्शयामः तत्र अस्माकम् अवधानम् यदा विशेषतया भविष्यति तदनुभवम् इति वदामः तदा अनुभवानुासरे अस्माकं कार्यक्षमता वर्धनं भवति अन्यत्र अन्यत्र यत्र कुत्रापि वयं कदाचित् गच्छामः चेदपि तत्र अन्यः कथं कुर्वन्तः सन्ति समानविषये एतादृश विषये अपि वयं पश्यामः तत्र वयं नूतनविषयमपि तत्र जानीमः एतस्मात् अस्माकं कौशलवर्धनमपि उत्तमः भविष्यन्ति